मम इष्टतमपुस्तकशृङ्खला वैदिकसाहित्ये वर्तते तत्र अहं शुक्लयजुर्वेदसंहितामूलं तथा तस्य भाष्यम् एवं शतपथब्राह्मणं कात्यायनश्रौतसूत्रं जैमिनीयन्यायमाला ऋग्वेदभाष्यभूमिका तथा निरुक्तम् पठितवान् तथा मम गुरुवः सम्पूर्णशुक्लयजुर्वेदमाध्यन्दिनसंहिता मम कृते पाठितवान् तथा अहं सम्पूर्णग्रन्थं कण्ठस्थीकरणं कृत्वा महर्षिसान्दीपनीराष्ट्रीयवेदविद्याप्रतिष्ठानद्वारा यत्परिक्षाः भवति तत् प्रति परिक्षा मया उत्तीर्णा कृता तत् पश्चात् अहं ऋग्वेदादिभाष्येषु मम गतिः वर्तते अहं मम मम गुरुः मम कृते यद् भाष्यं पाठितवान् तथा च आङ्ग्लं सामाजिकविज्ञानं ज्योतिष्यम् अपि मम गुरुवः मम कृते पाठितवान् ज्योतिष्ये अपि अहं फलदीपिका मुहूर्तर्चिन्तामणिः मानसागरी तथा अन्ये बहवः ग्रन्थाः मम कृते पाठितवान् तथा वास्तुविषयेपि ते गृहवास्तुप्रदीपः भवनमार्तण्डभवनविजयम् एतत्ग्रन्थं मम कृते सम्यक् रूपेण पाठितम् अतः अहं सर्वदा तु वेदस्य यत् पुस्तकानि सन्ति तत् एव पठामि परन्तु अन्यशास्त्रेषु ये ग्रन्थाः सन्ति तानपि अहं पठामि